अहं बालीकर्णाभरणम् इच्छामि माता बहु प्रीत्या दत्तवती तस्य मौल्यमपि बहु अधिकम् इत्यस्मात् तत्र रक्षणमेव अधिकं कार्यं भवति कर्णाभरणस्य तत्र स्टोन्स् अपि विद्यते इत्यस्मात् ते न पतेयुः इत्यत्रापि अस्माकं जागरिय अपेक्षित य यावत् सम्यक् भवति तावदेव क्लेशाः अपि तस्मिन् सन्ति एव